नमस्ते हरिः ओं हा स्वागतम् आम् हा सत्यम् हा अस्तु अहं हा स्वगतम् आम् आवयोः वस्तुसङ्ग्रहं प्रति बा भवती भवती आगतवती इति महान् सन्तोषः सो अस्तु अहं प्रदर्शयामि अस्माकं वस्तुसङ्ग्रहालये किं किम् अस्ति इति अहं प्रदर्शयामि गच्छामः वा हा अस्तु सो इदानीम् आवयोः अस्माकं शिल्पसङ्ग्रहं प्रति वयं गच्छामः सो अत्र पश्यतु शिलायाः एकः शि शिल्पः अस्ति सो तत् पश्यतु त् किम् अस्ति किं शिवस्य मूर्तिः अस्ति विवरणानि पश्यतु शिवस्य मुखस्य रूपं कथम् इति भवती पुनः एकवारं वदतु किमपि वदति वा वैशिष्ट्यं किं शिल्पस्य वैशिष्ट्यं किम् ओ अहमेव वदामि वा अस्तु सो सो एषः शिल्पः द्विसहस्रवर्षेभ्यः पूर्वं निर्मितम् आं सत्यम् आं सत्यम् आं सत्यं सो अस्माकं पूर्वजस्य गृहम् आसीत् सो तत् गृहस्य यदा वयं गृहस्य निर्माणं कृतवन्तः तदा भूमौ एषः शिल्पः प्राप्तः सो सो वयं कः कः कः एष एतत् एतन् निर् शिल्पं निर्मा निर्मितवान् कदा इति वयं किञ्चित् अन्वेषणं कृत्वा अत्र वयं वस्तुसङ्ग्रहालये वयं स्थापितवन्तः सो शिवस्य शिवस्य मूर्तिः अस्ति अन्यत् किं हा अस्तु तावत्

आं सत्यम् आं सत्यम् अन्यत्र कुत्रापि एतादृशी शिवस्य मूर्तिः वयं न प्राप्नुमः अस्तु अग्रे गच्छामः वा हा अस्तु सो अग्रे गच्छामः अत्र पश्यतु श्रीकृष्णस्य मूर्तिः अस्ति

हा ए एष् एषः शिल्पः अपि प्रायशः सहस्राधिकवर्षेभ्यः पूर्वं निर्मितम् इति आवयोः चिन्तनम् किं चिन्तयति शिल्पम्

हा तत् सत्यं खलु सो सो एतादृशं शिल्पनिर्माणम् आवयोः पूर्वजाः कुर्वन्ति स्म इति इदानीं वयम् चिन्तनमपि कर्तुं न शक्नुमः खलु आं सत्यं हा अस्तु हा अस्तु पुनः गच्छामः अन्यः प्रकोष्ठः अस्ति तत्र गत्वा वयं समापयामः आवयोः सन्देशः सन्देशः संदर्शनम् अस्तु धन्यवादः